मम ग्रामे चिकित्सालयः तु सन्ति सर्वकारीयः किन्तु तत्र एक्स्रे शि टी स्कान् एम् आर् ए रक्तनिधिः इत्यादि व्यवस्थाः सम्यक् प्रकारेण तु नास्ति तत्र ये जनाः सन्ति यदा कोऽपि रोगीः रोगिणः भवन्ति तत्र आगच्छन्ति तर्हि ते पङ्क्तिरूपेण बहु समय पूर्वमेव तत्र आगत्य स्वकीयः पङ्क्त्यां तत्र नम्बरं स्थापयन्ति कि अस्य पश्चात् मम स्थानं आगमिष्यति अस्य पश्चात् मम तर्हि तत्र जनाः अपि अधिकाः न सन्ति चिकित्सालये ये कार्यरताः भवन्ति अन्यत् एक्स्रे शि टी स्कान् एम् आर् ए रक्तनिधिः इत्यस्य अपि सम्यक् व्यवस्था नास्ति जनाः यदि कोऽपि अधिकः व्य व्याधितः ग्रसितः भवति तर्हि सः अस्य कृते जोधपुरतः ग्रामात् बहिर्गच्छति सहरं प्रति गच्छति अथवा कोऽपि अधिकः धनिकः भवति तर्हि सः तु एहेम्दाबाद् इत्यादि प्रति एहेम्दाबादं प्रति गच्छति अथवा कोऽपि देहलीं प्रति गच्छति किन्तु ग्रामे यत् अधिकः सम्यक् सुव्यवस्था नास्ति व्यवस्था तु वर्तते पर् सुव्यवस्था अधिका ये आधुनिक उपकरणानि एतादृशः व्यवस्था न वर्तते